दर्शने द्वैविध्यम् आस्तिकदर्शनं नास्तिकदर्शनं च आस्तिकदर्शने भेदशतकं विद्यते नास्तिकदर्शने च भेदत्रयं तत्र आस्तिकदर्शने न्यायः न्यायः योगः साङ्ख्यं वैशेषिकं पूर्वमीमांसा उत्तरमीमांसा इति नास्तिकदर्शने चार्वाकः चार्वाकदर्शनं बौद्धदर्शनं जैनदर्शनम् इति नास्तिकदर्शनत्रयं तत्र नास्तिकदर्शने तावत् लौकिकप्रपञ्चे येषाम् अनुभवः भवति तेषाम् एव अस्तित्वं तदतिरिक्तानां नास्ति अस्तित्वम् इति प्रतिपादनं कुर्वन्ति वैशेषिकम् आस्तिकदर्शने तावत् ब्रह्मा ईश्वरः प्रकृतिः पुरुषः अनन्तरम् इत्यादीनां प्रतिपादनं कुर्वन्ति नास्तिकदर्शने चार्वाकाः इन्द्रियाणि आत्मा शरीरमेव आत्मा अनन्तरं प्राणाः आत्मा इत्यादिभेदेन तेषु वैविध्यं विविधता विद्यते नास्तिकदर्शने एते त्रयः तेषां भिन्नभिन्नं मतं विद्यते आस्तिकदर्शने तावत् वेदान्तः मीमांसा एतेषाम् आं केषुचित् भागेषु भिन्नं भिन्नं मतम् अस्माभिः ज्ञातुं शक्यते